अहं राजस्थानराज्यात् अस्मि मदीये राज्ये शिक्षणार्थं प्रधानव्यवस्थारूपेण माध्यमिकशिक्षाबोर्ड् राजस्थानसर्वकारेण स्थापिता वर्तते तथा च माध्यमिकशिक्षाबोर्ड् इत्यनेन सम्बन्धितशैक्षणिकसंस्थासु शिक्षायाः शुल्कं न्यूनमेव वर्तते अतः सामान्यैः पूरयितुं शक्यते तथा च तेषु विद्यालयेषु आधिक्येन छात्राणां रुचिः विज्ञाने एव दृश्यते